मम मातृभाषायां रामायणमाहाभारतानाम् अनुवादाः लभ्यन्ते अत्र केरळे मम देशः केरळम् अत्र केरळे तुञ्जतुरामानुचन् एळुतच्चन् इति एकः पण्डितः आसीत् तेन विरचितं रामायणम् अधिकृत्य एकः ग्रन्थः अस्ति अनुवादरूपेण एकः ग्रन्थः अस्ति क्लिपाट्टिरामायणमित्यापि आध्यात्मरामायणमिति तस्य नामः क्लिपाट्टिरामायणम् इत्यपि प्रसिद्धमस्ति तत् पुस्तकम् अत् तत्र तु एकशारीकापक्षे रामायणकथा वदन्ति एतद् रीत्या तत् निर्माणं कृतवान् सः कथमित्युक्ते रामायणकथां रामायणवाल्मीकिकथां विरचितवान् ते तद् स्वीकृत्य तस्य रूपेण तस्य एव अनुवादरूपेण तद् लिखितवान् महाभारतमपि एतत् स्वीकृत्य कूडियाट्टम् एतादृश्यः कलारूपाणि रूपाणि अपि अत्र अवतरणं कृतवन्तः